भारतीयानां धर्मस्य आचारस्य आध्यात्मस्य वाङ्गमयस्य च मूलं भवति वेदः तत्र आदौ संस्कृतसाहित्यं किं भवति इति प्रतिपादयिष्यते तस्य वैशिष्ट्यं किं किं वा अस्य महत्त्वं इति एतत् सर्वं अत्र मया यथामति उच्यते संस्कृतसाहित्यजगति वैदिकवाङ्ग्मयस्य वैशिष्ट्यम् को वा न जानाति वैदिकवाङ्ग्मयस्य विभूतिविषय अतिशयोक्तिः नास्ति इदं वाङ्गमयं प्राचीनं समग्रपृथिवीव्यापी अस्य परिमाणं विशालं अस्य वैभवं निरतिशयम् अस्य सौन्दर्यगुणः अनन्यतुल्यः महत्मौलिकं पुरातनं च इदं वाङ्गमयं तत्र अस्माकम् अभिनिवेषः सर्वथा भवति न केवलम् एतावन्मात्रम् अन्यानि अपि निमित्तानि वैदिकवाङ्ग्मयस्स अध्ययने विद्यार्थीनां कृते विशिष्टम् अभिरुचिं जनयन्ति इदानीन्तन काले अस्माकं देशे बह्वयः व्यवस्थाः सन्ति वेद अध्ययनार्थं कश्चन वैदिकः गुरुकुलः अपि अस्ति यत्र वेदानां पठनपाठनं प्रचलति तत्र आन्लैन् माध्यमेन उत इतोऽपि गुरुकुलस्थित्वा एव वेदाध्ययनं कुर्वन्ति बहवः छात्राः